हरि ओम् अस्मकम् राज्यस्य संस्कृत अनन्तरम् संस्कृति विषये किञ्चित् वदमि तत्र संस्कृतभाषायाः परिणमः संस्कृति उपरि अवश्यम् भवति एव यदा यदा चिन्तयामः भारतियसंस्कृतिं संस्कृतं विना न भवति एव यदा पितृ पितृदेवो भव मातृदेवो भव एतावत् वक्यं श्रुण्मः तदा वयम् अस्माकम् भारतियसंस्कृतिम् प्रौढतां वयं प्राप्नुयामः वयम् चिन्तयामः यत् अस्माकं प्रचीनजनानां यत् संस्कृतिविषये संस्कृतभाषायां यत् उक्तम् तत् मानवीयदृष्ट्या अति उपयुक्ता अस्ति अति परिणामकारी अस्ति यदा एतावत् संस्कृतपदानि अथवा वाक्यानि उपयोगं कुर्मः तदा संस्कृतिः तावदेव साक्षात् अस्माकं प्रति अनुभवनिवेद्यं भवति एतद्रीत्या अस्माकम् संस्कृतिं अनुसरनम् कृत्वा वैयक्तिकरूपेण वर्धनं प्रप्नुयामः संस्कृतभाषायाः सहायताया साकं सहायतां स्वीकृत्य वर्धनं अवश्यं भवति इति उक्त्वा विरमामि धन्यवादः